नमो नमः महोदय भवतः आर्विकर् रेस्टोरेण्ट् अस्ति वा आं हा तर्हि अहं चिन्तयामि मम गृहे दीपोत्सवः अस्ति तर्हि तत्र बहु जनाः आगमिष्यन्ति तरि पुरणपोलिका महाराष्ट्रीयं यद्बोजनं मिष्टान्नमस्ति तदहमिच्छामि तर्हि रेस्टोरेण्ट् भवतः आर्विकर् प्रसिद्धमस्ति इति अहं जानामि तर्हि तत्र क्वाण्टिटि इत्युक्ते शतजनानां कृते अहं पुरणपोलिका तथा च रसगोलकम् इच्छामि तर्हि भवतः तत्र र् यद्भोजनालयमस्ति तस्य किमपि विशेषता अस्ति इति अहं जानामि अतः मम कृते शतजनानां कृते पूरणपोलिका तथा च रसगोलकम् प्रेषयतु इति निवेदयामि महोदय तर्हि अस्ति वा तत्र अव् अवेलेबिलिटि अस्ति वा अस्ति चेत् भवान् तत्र दृष्ट्वा मां तथा दूरवाणीं करोतु धन्यवादः